मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहेषु मया मूल्याङ्काना सङ्ग्रहणम् आदौ आरम्भतया तु भिन्नं भिन्नं मूल्याङ्कनानि प्राप्यते स्म तदापि बहु दुर्लभेन यतोहि भिन्नभिन्नप्रदेशेषु भिन्नभिन्न मूल्याङ्कानि प्रयोजन्ति स्म मुद्राणाम् अपि सङ्ग्रहणं मया कृतम् अस्ति पाषाणखण्डमपि मया सङ्ग्रहणम् अस्ति भिन्नभिन्नपाषाणखण्डानां भिन्नभिन्नगात्रेषु च मम समीपे उपलभ्यन्ते तत्र च पुराकाले यस्मात् पाषाणखण्डात् अग्निं ज्वालयन्ति स्म सा पाषाणखण्डं मम समीपे वर्तते इति सन्तुष्टः विचारः अधुना तु मूल्याङ्कानं प्रयोजनं तु बहुन्यूनम् एव यत्र कुत्रापि म्यूज़ियम् मध्ये अथवा गेलरी मध्ये प्रदशनार्थं मूल्याङ्कानि स्थाप्यन्ते अधुना मया रूप्यकाणां सङ्ग्रहणं क्रियते यतो हि धनं नट् नाणकं मम लघुवयसितः अद्यावधि बहुधा परिवर्तनम् अस्ति लघुवयसि यत् नाणकम् आसीत् तत् अधुना अपि मम गृहे द्रष्टुं शक्नुमः अर्थात् मम गृहे मम पितरौ तेषां बाल्यतः नट् तथा नाणके यानि यानि परिवर्तनानि तेषां सर्वेषां संग्रहे षां द्रष्टुं शक्यते